संस्कृतकविषु महाकविः कालिदासः मम इष्टतमः कविः अस्ति सः उत्तमरीत्या वर्णनं करोति यादृशः रसप्रवाहकालिदासस्य काव्येषु विद्यते तादृशः अन्यत्र नास्ति मालविकाग्निमित्रम् विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलम् कालिदासेन त्रीणि नाटकानि द्वि महाकाव्ये रघुवंशम् कुमारसम्भवम् च द्वे खण्डकाव्ये मेघदूतम् ऋतुसंहारम् च रचितानि कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्तः ललितशैली अस्ति कालिदासस्य प्रकृतिचित्रणम् अतीव रम्यम् अस्ति कालिदासः विक्रमादित्यस्य सभाकविः आसीत् तस्य जन्मभूमिः उज्जयिनी आसीत् कालिदासस्य उपमाप्रयोगः अपूर्वः अतः साधु उच्यते उपमा कालिदासस्य इति कविकुलगुरुः इति कालिदासः प्रसिद्धः